क्रीडाः जीवने तदपि मानवस्य सर्वेषां प्राणिनां जीवने अत्यन्तं प्रधानः एकः अंशः यतः क्रीडायां रतिर्भवति मनः तत्र आह्लादनम् अथवा आनन्दम् अनुभवति अतः एव तदर्थं रमते इति शब्दः प्रयुज्यते रमुक्रीडायामिति धातुः तत्र धात्वर्थः क्रीडा इति प्रायः आबालम् आबालेभ्यः सर्वेषां कृते क्रीडा रोचते एव तत्र क्रीडायाः इदं वैशिष्ट्यं यत् योगासनादिषु अथवा व्यायामादिषु चित्तस्य ऐकाग्र्यं साधयितुं महान् प्रयासः कर्तव्यः किन्तु क्रीडायां स्वतस्सिद्ध्यति अतः प्राय बहुभिः तत् तत्र योगतज्ञाः ये वर्तन्ते तैः इदम् उक्तं यत् अत्यन्तं समीचीनः योगः भङ्गिविशेषः अथवा योगप्रकारः क्रीडा भवति यतः दैहिकाश्रमः तत्र भवति एवं मानसिकम् ऐकाग्र्यादिकं भवति उल्लासेन भवति इदं काष्टेन अथवा तत्र अभ्यासार्थं विशेषश्रमम् आवाह्य इदं नैव साध्यते इति हेतोः अस्य वैशिष्ट्यं वर्तते तरां तत्र शारीरिकमानसिकस्वास्थ्यं नाम स्वास्थ्यस्य लक्षणम् उक्तमित्युक्तौ तत्र सर्वेषामपि सम्यक्

इदमुच्यते सम्यक् समदोषस्समाग्निश्च समधातुमलं मलक्रियः प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते अतः आत्मेन्द्रियमनः शरीरम् इन्द्रियमनस्सु यस्य प्रसन्नता वर्तते सः स्वस्थः तर्हि इदं क्रीडया अत्यन्तं सम्यक् भवति किन्तु क्रीडालवः अत्र किञ्चित् जागर्त्यामपि कुर्युः यतः यावता स्वस्य अर्धभागः अस्य सत्त्वम् अर्धसामर्थ्यं नष्टं भवति तदुत्तरं देहप्रयासः न कर्तव्यः

यत् अध्ययनं क्रियते अथवा किञ्चित् कार्यार्थं बहु कर्तव्यमिति धिया बहु तत्र आरोपं कृत्वा कृत्वा बुद्धेः महान् श्रान्तिः महती श्रान्तिः यदा भवति तदुत्तरमपि पुनः कार्यान्तरं न देयं विश्रामः कर्तव्यः भवति अतः योगासनादिषु अयं क्रमः अत्यन्तं समीचीनः अतः योगासनात् श्रमः इति न भवति यतः प्रत्येकं योगासनं कृत्वा सः तदनन्तरं विश्रान्तिं तत्र कुर्यात् कुर्यात् अतः तत्र स्थित्वा वा उपविश्य वा अथवा तत्र शवासनं रूपेण पृष्ठतः सुप्त्वा अथवा वक्षस्थले वक्षस्थलमधः संस्थाप्य यदा योगासनं करोति सर्वेष्वपि मकरासनं तत्र शवासनम् एवं तत्र उपविश्यापि तत्र विरामस्थितिः एवम् उत्थायापि विरामस्थितिरस्ति सर्वेषां तत्तदासनानां समाप्त्यूर्द्धम् एकं निमिषम् अथवा निमिषद्वयं सः विश्रान्तिं स्वीकुर्यात् तर्हि एवं क्रमेण सः आन्तं घण्टां यावत् योगासनं करोति चेदपि सः श्रान्तो न भवति अयम् अत्यन्तं समीचीनः अंशः अतः कदाचित् कार्यादिषु अपि अयम् अंशः अवश्यम् अस्माभिः ज्ञेयः अतः क्रीडायां तु संलग्नता भवति रुचिर्भवति मनस्सः प्रशान्तः उत्साहो भवति अवश्यं तत्रा प्रसन्नता भवति इति हेतोः इदमेकं पुनः तत्र किं वक्तव्यं धृतिः तत्र विशेषेण धृतेः परिरक्षणम् एवं संवर्धनं च क्रीडा क्रीडया भवति इति तथा तद्विदाम् आशयः अतः तत्र यथा धृतिस्सा पार्थ सात्त्विकी इति गीतायां कथनावसरे धृत्या यया धार्यते मनः प्राणेन्द्रियक्रियाः योगेनाव्यभिचारिण्या धृतिस्सा पार्थ सात्त्विकी इत्यत्र धृत्या यया धार्यते मनः प्राणेन्द्रियक्रियाः पश्यन्तु तत् अतः मनःप्राणेन्द्रियक्रियाः यया धार्यते जीवः अथवा सः तत् साधनमेव धृतिः अतः धृतेः सम्यक् परिपोषणं क्रीडया भवति किमत् अधिकं वक्तव्यं तर्हि क्रीडायाः महत्त्वविषये